भारतीयमाध्यमक्षेत्रम् अत्यन्तं सम्यगस्ति पूर्वं प्रायः दशेभ्यः वर्षेभ्यः अथवा विंशतिः वर्षेभ्यः प्राग् माध्यमक्षेत्रे इयती प्रगतिः नासीत् परन्तु अद्यत्वे माध्यमक्षेत्रे अत्यन्तं प्रगतिरस्ति वार्ताः अपि अत्यन्तं प्रस्तुताः कदाचित् कदाचित् केषुचित् माध्यमेषु अत्यन्तम् अप्रस्तुताः वार्ताः केषुचिदेव माध्यमेषु अन्येषु माध्यमेषु तु अत्यन्तं प्रस्तुताः वार्ताः सन्ति कदाचित् तत् सत्यं दर्शयति नाम ते किं कुर्वन्ति इत्युक्ते तेषाम् जनप्रियता लोकप्रियता अत्यन्तं वर्धते इति धिया ते झटिति झटिति झटिति वार्तां प्रसारयन्ति तेन किं भवति परं परं माध्यमानाम् मध्ये एव कदाचित् स्पर्धा भवति नाम कश्चन विषयः काचित् वार्ता किं वदन्ति कः माध्यमपुरुषः नाम कस्मिन् माध्यमे एवं वार्ता इदं प्राथम्येन दृश्यते अथवा इदं प्राथम्येन श्रूयते इत्यादि विषयेषु ते अत्यन्तं बद्धादरासन्तः कदाचित् तत्र सत्यदर्शने क्लेशोपि भवति कालः अपि कश्चन अधिकः स्वीक्रियते एवम् अनेके दोषाः भवन्ति अद्यत्वे वृत्तपत्रिकाः पुनः वार्तावाहिन्यः बह्व्यः सन्ति कन्नडभाषायाम् इति वक्तव्यं तत्र विजयवाणी विजयकर्नाटकम् उदयवाणी एवम् एवम् एते राज्यस्तरीयाः पत्रिकाः एताः पत्रिकाः विहाय स्थानिकाः अपि बह्व्यः पत्रिकाः सन्ति यथा नडजनान्तरङ्गं जनमाध्यमम् एवं बह्व्यः पत्रिकाः सन्ति पुनश्च माध्यमस्य दायित्वमपि अत्यन्तम् अधिकमस्ति यदि कश्चन भ्रष्टाचारे तस्य भ्रष्टाचारं यथा सर्वे जानीयुः तथा एभिः आचरणं कर्तव्यम् एवम् बहुषु विषयेषु माध्यमस्य कर्तव्यं दायित्वम् एवं बहवः विषयाः माध्यमे अन्तर्गताः अहं चिन्तयामि एते माध्यमिकाः नाम माध्यमस्थाः जनाः देशभक्ताः स्युः देशस्य प्रति तेषाम् आदरस्यात् राष्ट्रियः कश्चन विचारः तत्र माध्यमेषु तेषाम् आदरः स्यात् अतः अनेन भावेन माध्यमप्रसारः माध्यमजागृतिः स्यादिति मे मतिः